हेलो हरि ओम् न न न महोदय अहं न न महोदय अहं न चोरितवान्

कदा कदा कदा चोरि कदा जातम् न महोदय तस्मिन् समये अहं गृहे एव आसम् न महोदय अहं न चोरितवान् न न तं संरक्षेण अहं तम् अपि न ताडितवान् न महोदय अहं तु चोरितवान् कथमहं करोमि अहम् न महोदय अहं न चोरितवान् अहम् अधुना न महोदय अहं न चोरितवान् अहम् अधुना तिरुपतिनगरे अस्मि किमर्थं महोदय अहं तु किमपि अहं अहं तु न चोरितवान् किमर्थम् इतोपि केस् सन्ति

आम् आमाम्

आमां क्षम्यतां महोदय क्षम्यताम् अहम् एव चोरितवान् आमाम् गच्छामि आमाम् अस्तु गच्छामि